अस्मिन् अस्मिन्न सत्यलोके वेदाः आरम्भणं भवतु वेद कालः इति केचन वदन्ति तत्र वेदेषु अतीवमन्त्राः सन्ति तत्र वेद विषये बहु बृहत् विषयं भवति तदर्थं वेदव्यासमुनिः वेद विभागं कृतवन्तः तत्र ऋग्वेदः यजुर्वेदः सामवेदः अथर्वणवेद इति चतुर्वेदानां विभागं कृत्वा वेदस्य उपयोगं कथं भवति इति लोके वेदव्यासमुनिः वेदानां प्रचारं कृतवन्तः तत् उपयोगं जनाः स्वीकृत्य देवता विषये वेदस्य उपयोगः बहवः भवति उदाहरणं चेत् अग्निमीले पुरोहितं यज्ञस्य देववृत्विजम् इति ऋग्वेदप्रथममन्त्रस्य अग्निदेवता अस्ति अग्निदेवता मन्त्रः इति तदनन्तरं यजुर्वेदे ऋषीणामपि अनुकूलः कथं भवति तत्र वेदाध्ययनं कर्तुं कथं भवति इति ऋषीणामपि अधिकृत्य वेदे अनेक मन्त्रेषु आगच्छति प्रजापतिर्कामयता इति प्राजापत्यादि ऋषीणामपि तत्र उल्लेखं भवति तत्र त्रयस्त्रिंशत्कोटिदेवताः अस्ति वदन्ति तत्र त्रयत्रिंशत्कोटिदेवतानां च त्रयस्त्रिंशत्कोटिवेदमन्त्राः अपि अस्ति इति वदन्ति तत्र सर्वे मन्त्राः सर्वे जनाः अध्ययनं कर्तुं शक्यते तदर्थं वेदविभागं कृत्वा केचन ऋग्वेदम् अध्ययनं करिष्यति केचन यजुर्वेदाध्ययनं करिष्यति केचन सामवेदाथर्व वेदाध्ययनं तदनन्तरं केचन अथर्वणवेदाध्ययनं करिष्यति तत्रापि वेदेुषु देवताः पृथिवी देवता पृथिवी अप् तेजो वायु आकाश एते पञ्चभूतानि अपि देवताः इति वेदेषु वर्तते तथापि सर्वविषये सर्वसंस्कारविषयेपि देवता आवाहनं भवति तत्र उदाहरणं चेत् गायत्रीमन्त्रेण वेद मन्त्रोपदेशं स्वीकृत्य तदनन्तरं वेदाध्ययनं करणीयम् इति अस्ति किमर्थम् इति चेत् वेदमन्त्रे अर्थं बहवः भवति तदर्थं तत् वेदाध्ययनं गुरुमुखेण अध्ययनं कृत्वा तदनन्तरं तत् उपयोगं करणीयम् इति तत्र गायत्री उपदेशम् अस्ति चेत् वेदस्य अध्ययनं कर्तुं अनुग्रहः भवति इति गायत्री उपदेशम् अवश्यम् इति उच्यन्ते तदर्थं गायत्री उपदेशेण उपदेशं स्वीकृत्य तदनन्तरं वेदाध्ययनम् आरभ्यते अत्र गायत्री इति चेत् तत्र तत्सवितुः इति मन्त्रः वेदमन्त्रस्य प्रथममन्त्रः इति वदन्ति तत्र सत्सवितुः सवितृदेवता इति सवितृदेवता इति चेत् तत् सूर्यस्य अंशः इति तत् ब्रह्माण ब्रह्मस्य ब्रह्मदेवतांशः इति तदर्थं तत् ब्रह्मोपदेशः इति भवति गायत्री उपदेशः चेत् स तु ब्रह्मोपदेशः इति भवति तथा दिक्पालकानामपि मन्त्रम् अस्ति तत्र इन्द्र अग्नि यम नैऋत्य वरुण वायु कुबेर ईशान इत्यादि देव अष्टदिक्पालकानामपि मन्त्राः प्रत्येकं प्रत्येकं भवति तथा नवग्रहानां च मन्त्राः भवति नवग्रहाणां सर्वे प्रत्येकं प्रत्येकं मन्त्रे तत्र प्रधानदेवता तदनन्तरं

प्रधानग्रहस्य मन्त्रानन्तरं तत्र उपदेवताश्च आगच्छति तत्रापि भिन्नभिन्नमन्त्राः आगच्छति तत्तं मन्त्रान् उपयोगेण तत्तत् उपासनं कर्तुं शक्यते तत्र फलमपि तथा एव भवति